भगवद्गीता एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते श्रीकृष्णः अत्र उपदेशकः श्रोता अर्जुनः वैदिकसनातनवर्णाश्रमधर्मावलम्बं विना हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता गीतायाम् अष्टादश अध्यायाः सन्ति अस्याः मोक्षशास्त्रं ब्रह्मविद्या गीतोपनिषत् इत्यादीनि नामानि अपि सन्ति प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते श्रीकृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः श्रीमद्भगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थायिनीयमिति शास्त्रविदां मतम् वेदवत् त्रिकाण्डात्मकत्वात् समस्तवेदार्थः सारसङ्ग्रहभूतत्वात् सर्वशास्त्रम्मयत्वात् सर्वसुधारणान् लोकोपकारत्वात् च प्रसिद्धश्चेत् तादृशमेव पार्थयोः संवादरूपायाः गीतायाः अवसाने अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत स्थितोस्मि गतसन्देहः करिष्ये वचनं तव अनेन मोहनाशः जातः यत् तदेव प्रश्नप्रतिवचनेन प्राप्तं सर्वशास्त्रार्थज्ञानं फलमेतद्दिति निश्चितं दर्शितं भवति तो ज्ञानान् मोहनाश आत्मस्मृतिलाभश्चेति तथा च श्रुतौ अनात्मवित् मविच्छो चात्मित्युपन्यस्यात् मज्ञानेन सर्वग्रन्थिविप्रमोक्षः उक्तः विद्यते हृदयन्द्रस्थिस्त्र को मोहः कः शोकः एकत्वमनुपश्यतः इति च मन्त्रवर्णः